स्वेष्टां क्रीडां क्रीडितुं बहवः क्रीडाजनाः इच्छन्ति किन्तु तेषां गृहे धनस्य समस्या भवति तेन च क्रीडां क्रीडितुं ते न शक्नुवन्ति अपि च इदानींतनकाले तु तत्र क्रीडाक्षेत्रे राजकीयं चलति अर्थात् बहु धनं यच्छन्ति चेदेव तत्र तेषां चयनं भवति अन्यथा तेषां चयनं न सम्भवति इदानीं कश्चन क्रीडां सम्यक्तया जानाति किन्तु तस्य निकटे धनं नास्ति चेत् तस्य चयनं न भवति किन्तु यः क्रीडां सम्यक्तया न जानाति किन्तु धनमधिकमस्ति तस्य निकटे इति चेत् तादृशजनानां चयनं तत्र सम्भवति एतादृशसमस्याः क्रीडाक्षेत्रेषु दृश्यन्ते अन्यथा यदि क्रीडाक्षेत्रे परिचितः कश्चन अधिकारी वर्तते तर्हि तत्र चयनं सम्भवति अन्यथा चयनं न सम्भवति इति एवं तत्र तत्र राजकीयं तु वर्तते एव अतः एकं वा धनं भवेत् अन्यथा कश्चन परिचितः क्रीडा अधिकारी तत्र भवेत् इति